यदि वयं गार्डनिङ्ग् इति चिन्तनं चिन्तयामः उद्यानवनम् इति चिन्तयामः तत्र विभागद्वयं कर्तुं शक्यते यथा किच्चन् गार्डनिङ्ग् अन अनन्तरं फ़्लवर् गार्डनिङ्ग् नाम शाखोद्यानं पुष्पोध्यानम् तत्र कानिचन शाखाः वर्षाकाले समीचीनतया वर्धन्ते कानिचन शीतकाले तथैव च पुष्पसस्याः अपि तथैव डेलिया अस्ति तत्तु वर्षाकाले केवलं भवति तस्य समीचीनतया तस्य मूलं प्रति मृत्तिकं स्थापयित्वा पालिबेग् मध्ये स्थापयामः तदा तस्य वर्धनं सम्यक् भवति तथैव पोषकांशस्यापि पोषकांशानामपि आवश्यकता भवति तत्र गोमयाधारितपोषकांशाः फर्टिलैसर् अस्ति खलु तत् बहु समीचीनं भवति सस्यजन्यपोषकांशः अपि बहु उत्तमं भवति डेलिया पुष्पस्य तथैव च शीतकाले रोस् पुष्पं यदस्ति तत् बहु पुष्पं तस्य सस्ये भवति शीतकाले वर्षाकाले तु तस्या सस्यव मूले जलस्य स्थगनं न भवेत् तथा सस्य सस्यस्य मूलं मृत्तिकया पूरणं कर्तव्यं भवति तत्रा जलस्य स्थगनं न भवेत् तथैव च घर्मकाले हैबिस्कस् पुष्पं यदस्ति बहु समीचीनं पुष्पाणि विकसन्ति तत्र तथैव च तस्य जलस्य अपेक्षा अपि तथैव कर्तव्यं भवति अपेक्षा अस्ति तस्य तस्य पूरणं कर्तव्यम् शाखाः अपि बीन्स् इत्यादिकम् वर्षाकाले कानिचन कश्चन काचन जाति बीन्स् बहु सम्यक् वर्धते काचनजाति भीन् बीन्स् शीतकाले तथा घर्मकाले वर्धते कालानुकूलं काः काः शाखाः काः काः पादपाः सम्यक् वर्धन्ते तत् दृष्ट्वा अस्माभिः तस्य वर्धनं कर्तव्यम् उचितम्